ग्रामेषु काः क्रीडाः क्रीड्यन्ते इति प्रश्ने अस्माकं ग्रामे तु बह्व्यः क्रीडाः क्रीड्यन्ते ताः काः नाम नाम क्रिकेट् कबड्डि वालिबाल् अनन्तरं त्रो बाल् एतादृशाः एतादृशाः बह्व्यः क्रीडाः क्रीड्यन्ते तासु मम तु इच्छा अस्ति क्रिकेट् क्रीडायाम् अहं क्रिकेट् क्रीडायां किञ्चित् वा किञ्चित् वक्तुम् इच्छामि किं क्रिकेट् क्रीडायां यतो हि क्रिकेट् क्रीडा इङ्ग्लेण्ड् देशतः एव आगतमस्ति अस्ति भारते इदानीं क्रिकेट् क्रीडा बहु प्रसिद्धा अस्ति क्रिकेट् क्रीडायाम् एकादशजनाः भवेयुः नाम क्रिकेट् क्रीडां क्रीडितुम् एकादश एकः ग्रु एकः समूहे एकादशजनाः भवेयुः तत्र साधनानि कानि भवन्ति इत्युक्ते आङ्ग्लबाषायां तु ब्याट् अनन्तरं बोल् बोल् इत्युक्ते कन्दुकम् अनन्तरं तत्र स्टम्प् इति वदति स्टम्प् भवति अनन्तरम् अनन्तरं स्टेडियम् इति भवेत् एतादृशः भवेत् अनन्तरं तत्र कथं क्रीडनीयमित्युक्ते ब्याट् नाम ब्याट् साधनेन सः कन्दुकं मारयति नाम कश्चन क्रीडकः मारयति तत्र कन्दुकः इत्युक्ते तत्र एकः ओवर् इति भवति एकः ओवर् मध्ये सिक्स् बोल्स् इति भवति तत्र च कन्दुकानि इति भवन्ति अनन्तरं तत्र वैड् अनन्तरं बोल्ड् एतादृशानि पदानि आगच्छन्ति क्रीडा क्रिकेट् क्रीडायाम् अनन्तरं क्रिकेट् क्रीडा बहु प्रसिद्धा वर्तते इदानीं किमर्थमित्युक्ते अस्माकं भारते अपि ऐ पि एल् इति इण्डियन् प्रीमियर् लीग् इति चलति इण्डियम् पीम् प्रिमियर् लीग तु इदानीं तु तत् बहु प्रसिद्धमेव वर्तते एतादृशी क्रिकेट् क्रीडा मम मम इच्छा तु क्रिकेट् क्रीडायामेव अस्ति एतादृशम् अस्माकं ग्रामे क्रिकेट् क्रीडा भविष्यति